इदानीं तु आधुनिककालेपि बालाः एव दूरभाषां स्वीकृत्य तत्र तेषां मनः भवति एवं तेन एव तत्र क्रीडन्ति एवम् इत्यादिरूपेण दूरभाषायाः दुरव दुरुपयोगः क्रियते दुरुपयोगः नाम तैः सर्वदापि दूरवाण्यां क्रीडा वा अन्यत् अन्यस्य दर्शनम् इत्येवं रूपेण ते बालाः एव लघुबालाः लघुवयसि एव तेषां शिक्षणम् एवं भवति एतादृशं शिक्षणं शिक्षणात् ते बा ते बालाः दूरीकर्तव्याः त एतदर्थं गृहे मातरः समीचीनाः भवेयुः पालकाः एव छात्राणां वर्धनकाले तेषां बाल्यावस्थायामेव कथा कथाः अनन्तरं शिक्षणं समीचीनं शिक्षणं प्रदे प्रदेयुः एवं रूपेण पालकाः अपि छात्राणां लघुबालकानामपि वर्धनार्थं प्रेरकाः भवेयुः इदानीं तु यदि एवं दूर दूरवाण्याः उप दूरवाण्याः उपयोगः क्रियते एवं रूपेण तर्हि छात्राणां नेत्रम् इत्येवं रूपेण नेत्रं गच्छति तेन नेत्रं नेत्रकारणेन ते तैः वे वैद्यालयं गन्तव्यं भवति तेन धनस्य व्यया धनस्य व्ययं भवति तत्र धनं धनस्य व्यर्थता व्यर्थता गच्छति एवं तेषां दूरवाण्याः दूरवाण्याः उपयोगेन एव तेषां जीवनमपि नष्टं भवति अतः तेषां लघु वयस्येव तस्य यथा दूरवाण्याः उपयोगः अधिकः न भवेत् तथा तेषां पालनं पोषणं कर्तव्यम् अनन्तरं यदि ज्येष्ठः किञ्चित् ज्येष्ठाः भवन्ति तेषाम् अन्येषां क्री क्रीडया ते प्रेरिताः भवेयुः यदि तु सर् पालकाः एवं न कुर्वन्ति तर्हि तेषां छात्राणाम् आरोग्ये प पुत्राणाम् आरोग्ये क्लेशः भवति अतः आरोग्यरक्षणार्थं सर्वैः अपि क्रीडा क्रीडनीया